भारतीयनृत्यसंस्कृतौ तु बहूनि नृत्यप्रकाराणि सन्ति तेषु भरतनाट्यं कुचुपुडि कथक्कलि यक्षगानम् इत्येते अन्तर्भवन्ति तत्र बहु पूर्वादारभ्यापि नृत्यपरम्परा वर्तते एव इति कृत्वा जनानाम् आनन्दवर्धनाय नृत्यप्रकाराणि सहकुर्वन्ति यदि उत्तमः नर्तकः वा नर्तकी वा स्यात् तर्हि ते प्रतिदिनमपि नर्तनस्य अभ्यासनम् अभ्यासं कुर्युः नृत्येन तु शारीरिकश्रमवशात् दैहिकदार्ढ्यम् अपि सम्पादयितुं शक्यते तथैव उक्तिः अस्ति साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः इति तेन च ज्ञायते किमपि कापि कला भवेदेव जीवने इति